भारतीयचलचित्रं बहु सम्यक् अस्ति सङ्गीतः अपि बहु सम्यक् अस्ति समीचीनमस्ति अहं कौटुम्बिकं ऐतिहासिकं पौराणिकं मराठी चलचित्रे पश्यामि चलचित्राणि पश्यामि अस्ति अहं प्रेमगीतं तथा देशभक्तिपरगीतं शृणुयामि मह्यं देशभक्तिपरगीतं बहु रोचते काचित् मराठी तथा हिन्दी गीते व हिन्दीगीतानि संस्कृतभाषे परिवर्तितानि तद्गीतम् अपि अहं शृणुयामि बहु सुन्दरं रचना भवति मम प्रियः गायिका मम प्रिया गायिका लतामङ्गेश्कर उषा मङ्गेश्कर आशा मङ्गेश्कर तथा किशोर्कुमारः मोहम्मदरफ़ीः मन्नाडे च अस्ति काचित् भजनगायकः अपि बहु सुन्दरं भजनं गायति अहं तत् भजनम् अपि शृणो शृणोमि अहं प्रतिदिनं प्रतिदिनं प्रातः सार्धपञ्चवादने गीतं शृणोमि